समीपस्थानि नगराणि गन्तुं मया आधारभूतसंरचनायाम् उत परिवहनसम्बद्धा समस्याः न दृष्टाः यतो हि अद्यतनकाले सर्वेषां हस्ते वाहनानि सन्ति सर्वे वाहनेषु गच्छन्ति आगच्छन्ति पुनः लोकयानव्यवस्था रैल्यानव्यवस्था इत्यादि बहु सम्यक्रूपेण कार्यं कुर्वन्ति अतः कस्यचित् समस्या न भवति इति मे मतिः